मम समुदायस्य सांस्कृतिक आचरणं भिन्नरूपेणैव वर्तते यथा दीपावल्यां दिनत्रयम् आचर्यते अन्तिमे दिने तु अस्माकं क्षेत्रे गत्वा तत्र दिपप्रज्वालनं कृत्वा उक्तिं कृत्वा सर्वत्र अटित्वा आगच्छन्ति एवम् आचरणं प्रवर्तते एवं गणेशचतुर्थ्यां सर्वे गृहं गत्वा सर्वेषां गृहं गत्वा तत्र गणेशमूर्तिं दृष्ट्वा आगच्छन्ति एवम् एकविंशतिः गणेशाः द्रष्टव्याः इति अस्ति एवं सांस्कृतिक आचरणं तु भिन्नरूपेणैव विशिष्टरूपेणैव वर्तते मम मातृभाषा तु तुळु वर्तते अहं तु उडुप्यां जन्म प्राप्तवती तत्र विद्यमानं एतत्पदार्थः भोजनपदार्थः अपि भिन्नः वर्तते एवं वस्त्राणि वस्त्रेषु अपि बहु भिन्नता वर्तते य् यथा केरळे शाटिका अन्यरूपेण बन्धयन्ति एवं कर्नाटकराज्ये अन्यरूपेण एवं राजस्थाने अन्यरूपेण एवं प्रवर्तते उत्सवाः तु नवरात्रिमहोत्सवः नव दिनानि समाचर्यते नव दिनेष्वपि सायं बीदी उत्सवः अपि वर्तते एवं वीथ्याम् उत्सवं कुर्वन्ति एवं विधरूपेण वर्तते एवम् अस्माकं मम प्रदेशे भिन्नरूपेण मम संस्कृति आचरणं क्रियते